पारम्परिक पारम्परिकपद्धत्यां शिक्षणस्य संशोधनस्य गुणवत्तायाः सर्वं संवर्धनार्थं किं करणीयमिति वदामः चेत् तत्र अत्र यदस्ति रोट् लर्निङ्ग् इति विषयः तत्र निस्काष निष्कासनीयम् इति मम अभिप्रायः तद् प्रधानम्